महोदय नमो नमः महोदय कन्हैया रेष्टोरेण्ट्तः वदति वा महोदय प्रातःकाले अहं कोम्बो ब्रेक्फ़ास्ट् आर्डर् कृतवान् भवतः रेष्टोरेण्ट्तः तदा आर्डर् अस्ति तत्र अहं कोम्बो ब्रेक्फ़ास्ट् आर्डर् कृतवान् तदा मम मित्रम् आसीत् परन्तु इदानीं सः गतवान् तदा कृपया ब्रेक् कोम्बो ब्रेक् मध्ये एकं प्लेट् न्यूनी न्यूनं कर्तव्यं भवेत् इदानीम् एकं प्लेट् अस्ति तस्य आवश्यकता नास्ति कृपया एकं प्लेट् न्यूनं कर्तव्यं महोदय

अस्तु महोदय धन्यवादः धन्यवादः महोदय